अहं नूतनं वस्तु अन्तर्जालद्वारा प्रायः क्रीणामि नो चेत् साक्षात् गत्वा अहं क्रीणामि क्वचित् अन्यैः सह विनेय् विनिमयं करोमि अपि सघोषविक्रयेतु कदापि अहं न क्रीणामि